भारतस्य स्वातन्त्र्यसङ्ग्रामस्य विषये चिन्तयामः चेत् बहूनां योगदानं भवति तत्र सावर्करः सुभास् चन्द्रबोसः बालगङ्गाधर तिलकः इत्यादयः किन्तु बहवः मुख्यरीत्या तत्र स्वातन्त्रसङ्ग्रामे पात्रीभूतवन्तः चेदपि तेषां नाम अग्रे न आगतम् अन्येषां बहूनां नाम अग्रे आगतं पत्रमाध्यमेषु वा न्यूस् रिपोर्ट् मध्ये वा अग्रे भारते नूतनछात्राः यद् स्वातन्त्र्यसङ्ग्रमविषये पठन्ति ते अन्ये अन्ये नामानि श्रुतवन्तः ये स्वस्य जीवनस्य अंशान् दत्त्वा तत्र समीचीनतया कार्यं कृतवन्तः तस्य नामानि तत्र न सन्ति तदेकं डिफेक्ट् अस्ति केरला देशात् चिन्तयामः चेत् परिशिराजा होळ्पळ्ळि केरलप्पन् स्वदेशाभिमानिरामकृष्णपिळ्ळा वक्कं मौलवी इत्यादयः भारतस्य स्वातन्त्र्यसङ्ग्रामे भागं गृहीतवन्तः सर्वेषां कार्यम् उत्तमम् आसीत् इदानीं मम अभिप्रायः मे मतम् एवम् अस्ति ये समीचीनतया भागं गृहीतवन्तः तस्य नाम अग्रे नास्ति कश्चन स्वस्य अभिप्रायानुगुणं स्वस्य इच्छानुगुणं केषाञ्चन नाम उपरि आनीय स्थापितवन्तः तावदेव